भारतस्य इतिहासः देशमिमं प्रभवयन् अस्ति कथम् इत्युक्ते वयं सुखेन अस्मिन् स्थाने स्मः भारतीयाः सुखमयं जीवनं यापयन्ति इत्युक्ते तत्र ज्येष्ठाः तेषां प्राणत्यागं कृतवन्तः तादृशेषु वयं पश्यामः एते भगत्सिङ् इत्यादि जनानां वयं पश्यामः एवं तत्र महिलानां विषये वयं पश्यामः लक्ष्मीबाय् इत्यादयाः तेषां ते सर्वेऽपि भारतस्यविषये नाम ब्रिटिश् शासनकालात् बहिः वयम् आगताः तदा तदर्थम् एव वयम् इदानीं रक्षिताः भवामः तन्निमित्तं ते बहुकिमपि कृतवन्तः भारतस्य रक्षणं कृतवन्तः इदानीं सौनिकाः अपि भारतस्य विषये बहु सङ्ग्रामं कुर्वन्तः सन्ति ते भारत कोणे को भारतदेशे कोणे कोणे उषित्वा अस्मान् रक्षयन्तः सन्ति वयं तु धन्यधन्याः एवं तत्र स्वातन्त्र्यसङ्ग्रामार्थं केचन मुख्यजनाः ये भवन्ति ते तु तस्य विषये प्राणत्यागम् इत्यादि सर्वमपि कृतवन्तः इति मनः मोदते